मम ब्या बैकिङ्ग् मार्गः नाम वने लाङ्ग् ड्रैव् यथा वयं गच्छामः तथा लल् लद्दाक् इत्यत्र हिमः अधिकः वर्तते अतः आतपः आतपः आह्लादं जनयति तत् आह्लादं जनयति अनन्तरं बैक् यानेन बैक् यानेन मनोरञ्जनम् अपि भवति मनोरञ्जनं भवति तथा लदाक् गत्वा हिमः इत्यादिकं वातावरणं सम्यक् वर्तते तत्र गत्वा तत्र गत्वा एकस्मिन् नाम आपणे गत्वा चायम् इत्यादिकं पीत्वा मनोरञ्जनाय किमपि म्यूसिक् नाम गीतम् इत्यादिकं श्रुत्वा सम्यक् भाति सम्यक् अनुभूयते अतः अतः बैक् बैक् याने नाम सम् सर्वं सर्वं सम्यक् अनु अनुभूयते अनुभूयते अनु अनुभूयते अनुभूतिं भवति सर्वस्य अतः बैक् यानेन गन्तुं शक्यते सर्वे सर्वे तदेव इच्छन्ति यद् नाम वा बैकिङ्ग् ईस् मै हाबी अतः सः सम्यक् गत्वा वयं तत्र वसामः तत् तिष्ठति शक्नुमः कुत्रापि तिष्ठति शक्नुमः अन्यदपि कानि अन्यानि अपि कारणानि सन्ति तद् तदपि